मम निकटे हस्ते इदानीं केश् नास्ति अर्थात् धनं हस्ते नास्ति अतः अहं दूरवाण्या प्रेषितुम् इच्छामि किं भवतां निकटे गूगल् पे फ़ोन् पे जीपे वा इत्यादिकं माध्यमेन स् स्वीकरोति स्वीकरणव्यवस्था अस्ति वा यदि अस्ति तर्हि मह्यं भवतां बार् कोड् वा दूरवाणीसंख्या वा दीयताम् अहं तेन करोमि इति इदानीं मम हस्ते भौतिकधनं नास्ति अतः अहम् अनेन माध्यमेन कर्तुं शक्नोमि वा अस्ति चेत् कृपया मां वदन्तु